हरिः ओं साधना सङ्गीत् क्लासस् आम् अहम् मम नाम प्रसिद्धिः अहं प्राक्शास्त्री द्वितियवर्षस्य छात्रा अस्मि सङ्गीतविषये मम रुचिः अस्ति चेदहम् आगन्तुमिच्छामि प्रशिक्षाणार्थं अहम् कविकुलगुरुकालिदासंस्कृतविश्वविद्यालये निवसामि

अहं संस्कृतं संस्कृतमेव वा अस्माकं पुरातनशास्त्राः ये सन्ति तस्याहम् अध्ययनमत्र करोमि तद मम सङ्गीतविषये भारतीयं यत् प्राचीनसंस्क् अस्माकं सङ्गीतसंस्कृतिः अस्ति तद् अहं तद् अध्येतुमिच्छामि किञ्चित् नाम नाम तद् फ़ीस् कति वर्तते आम् आम् आं नाम शेडूल् कथं भवति तथा च नाम तस्य कक्षा तु सार्धादशवादनात् पञ्चवादनं पर्यन्तं भवति प्रातः काले ह्म् आमहं नाम कथं शेडूल् कथं भवितुम् अर्हति अस्मिन् कक्षायां तथा च धनं कथं एवं वा हा नामा एकमस्ति रामरक्षा रामरक्षापठनकाले अस्माकं रामरक्षा अस्ति पञ्चवा सार्धपञ्चवादनात् आरभ्य षड्वादनं पर्यन्तं तद्ननन्तरं छात्रावासे गत्वा किञ्चित् मम पीकार्यमस्ति किल तद् आं सम्यक् भवितुमर्हति एवं वा नाम कदा सार्ध आं भवितुमर्हति आं चलति अहम् तद्नन्तरं फ़ीस् कथं आं फ़ीस् कथं पञ्चशतरूप्यकाणि वा आम् अस्तु तर्हि एवं वा धन्यवादः आमां धन्यवादः